मम प्रदेशस्य वातावरणं बहु सम्यगस्ति तत्र वृष्टिः अपि भवति आतपः अपि अस्ति शैत्यमपि अस्ति

कालिदासेन विरचितं ऋतुसंहार ना नाम ऋतुसंहारनाटके ऋतुसंहारखण्डकाव्ये षड्ऋतूनां वर्णनं वर्तते तत्र षड्ऋतूनां वर्णनं कृतं वर्तते इत्युक्ते कालिदासः सर्वत्र भ् भ्रमणं कृत्वा कृत्वा ऋतूनां विषये अन्वेषणं कृत्वा सः एव षड्ऋतूनां विषये वर्णनं कृतवानस्ति परन्तु मम प्रदेशे बहु घर्मः भवति यतो हि उत्कलप्रदेशीयः तत्र आतपस्य परिणामः आतपकाले बहु अस्ति अत्र आतपः तर्टि नैन् थर्टि एट् डिग्रि गच्छति पुनश्च फ़ोर्टि अपि गच्छति पुनश्च वृष्टिकाले वृष्टिः अपि भवति मध्ये मध्ये बहु वृष्टिः भवति चेत् नाम नद्याः जलं ग्रामः ग्रामम् आगतः आगच्छति ग्रामम् आगत्य ग्रामः च अन्तः एकं लधु ड्रेन् अस्ति तत् तस्मिन् मार्गतः जलं समागच्छति पुनश्च इतोपि आधिक्येन वृष्टिः भवति चेत् कृषकाणां बहु हानिः भवति जीवाः मरणं प्राप्नुवन्ति परन्तु तत्र अनतिदूरे पर्वतः वर्तते पर्वतात् एका नदी तत्र समागच्छति तत्र झरणा वाटर् फ़ाल् अपि तत्र वर्तते शैत्यकाले तु बहु शैत्यम् अस्ति तत्र ये वयस्काः वृद्धाः भवन्ति ते किं कुवन्ति काष्ठादिकं आनीय तत्र मार्गस्य तटे नाम उभयपार्श्वे अग्निः प्रयच्छन्ति तत्र अग्निं प्रयच्छन्ति चेत् काष्ठस्य दहनं भवति तदेव दहनं भवति चेत् किम् उष्णं भवति किल शैत्यकाले तत्र समीपे उपविशन्ति एवं च जनाः वार्तालापं कुर्वन्ति एवं प्रकारेण शैत्यम् अस्ति परन्तु सर्वं सम्यगस्ति अतः तत्रत्यं वातावरणं सम्यक् भवति अहम् आनन्दः अस्मि यतः तत्रैव जन्म प्राप्तवान् एवं प्रकारेण अस्माकम् उत्कलस्य वातावरणं भवति